अस्माकं क्षेत्रे तु के राजकीयव्यक्ति अस्ति अहं तेषां नामं स्वीकर्तुं न इच्छामि परन्तु कार्यस्य विषये वक्तुं इच्छामि ते समीचीनकार्यं तु अत्यधिकं कार्यं समीचनतया न कृतवत्यः ते एलेक्शन् समये समीचीनतया आश्वासनं ददन्ति परन्तु केपि आश्वासनं कथं दीयन्ते तथा जयं प्राप्यानन्तरं ते तथा फालो न कुर्वन्ति अतः अस्माकं क्षेत्रे तु बहूनि कार्याणि कर्तुं शक्यते परन्तु ते किमपि कार्यं न कृतवन्तः एतद् तु बहु खेदविषयः अस्ति समीचीनजनाः एलेक्शन् प्रति स्थित्वा समीचीनकार्यं कर् कुर्मः चेत् अस्माकमपि एकं तेषाम् उपरि गौरवं भवति एवं कुर्मः चेत् गौरवमपि न भवति समीचीनकार्यं करणीयं इति मम आशा अस्ति